हरि ओम् अहं सूर्यनरायणमूर्तिः अत्र क्रीडावस्तूनां ह्म् अहं विक्रयकः अस्माकं नूतनक्रीडा आपणमस्ति जालहळ्ळि

तदर्थं बहूनि क्रीडावस्तूनि तत्र विक्रयणं क्रियते अस्माकं संस्थायाः कृते लोगो अपेक्षितम्

वृत्ताकारम् इति अस्माभिः चिन्तितं ह्म् ह तत्र क्रीडावस्तूनां दर्शनं भवेत् ध्येयवाक्यं संस्कृते भवति चेत् उत्तमम्

हा तादृशं किमपि सत्यं सत् सत्यं ह्म् उत्तमम् उत्तमं ह सत्यं सत्यं योजयतु ह ह अधः अधोभागे भवेत् परन्तु कति एतत् क्रीडा वस्तूनि योजयितुं

सत्यं परन्तु क्रीडाङ्गणं दर्शितं क्रीडाङ्गणं द हा हा

हा हा भवती क्रीडा सत्यम् क्रीडाक्षेत्रं दर्शयितुं शक्यते वा पृष्ठतः श्रुणोतु ओ हो अहं चिन्तितवान् क्रीडाक्षेत्रे यदा क्रीडन्तः भवन्ति क्रीडा वस्तुभिः ह ह्म् अनन्तरं व ह्म् ह्म् वर्णः वर्णः आकर्षकः भवेत् वर्णसंयोजनं तु अतः जनाः मार्गे यदा गच्छन्ति हा तद्दृष्ट्वा अस्माकम् आपणम् आगच्छेयुः तथा वर्णविन्यासः ह्म् भवेत् ह्म् रात्रावपि यदा गच्छन्ति रात्रिसमयेपि गच्छन्ति खलु तदा आकृष्टाः भवेयुः तादृशः वर्णविन्यासः अ विन्यासः कर्तुं शक्यते ह ह ह ह ओ हो हो हो हो ओहो हा हा हो ह ह ह

ह्म् ह्म् ह्म् ह्म् ह्म् ओ हो तर्हि हा हा हा हा हा कार्यालयः कुत्रास्ति भवतां कार्यालयः ह्म् श्रीनगरसमीपे ओ हा हा हा ह अहम् आगामिशनिवासरे तत्र आगमिष्यामि ह्म् कस्मिन् समये कस्मिन् समये कस्मिन् समये ओ भवन्ति वा अहं तर्हि प्रायः हा हा हा हा हा हा हा ओ ओ हो वयम् अहम् अहम् अस्माकं मित्रमस्ति तेन सह सार्धदशवादने आगच्छामि अनन्तरम् एकं रेखाचित्रं लिखितं मम पुत्रेण त तां रेखा रेखाचित्रमपि अहम् आनिष्यामि अस्तु वा ह्म् अवश्यं कति दिनानि अपेक्षितानि एतद् कर्तुं ह कति दिनानि अपेक्षितानि ह्म् ह अद्य तु त्रिंशत् दिनाङ्कः सेप्टेम्बर् खलु अस्माकम् आपणस्य उद्घाटनं भवति नवम्बर् प्रथमे दिनाङ्के कन्नडराज्योत्सवदिने तस्य उद्घाटनं भवेत् इति अस्माकम् एकः एकः मासः ह्म्

ओ हो सप्ताहत्रयं वा सप्ताहत्रयम् अपेक्षितं वा ह ओ हो हो हो हा ह ह हा हा ह ओ हो का ओ भवतां हस्ते अन्यत् अन्यकार्याणि सन्ति वा ओ हो ह हा ओ हो हो तर्हि अहं शीघ्रमेव अस्मिन् शनिवासरे एव आगमिष्यामि ह अनन्तरम् अनन्तरम् एकः एकः विषयः प्रायः एतस्य कति रूप्यकाणि भवेयुः ह्म् ह ह लेङ्गत् अनन्तरं ओ ह सत्यं वक्तुम् किं तत् वस्तु ह्म् एतद् मेटल् एव मेटल् वरं खलु मेटल् ह्म् ओ हो हो सत्यं सत्यं फ़ैबर् ह ओहोहो हा हा हा हा हा हा गमनं कुर्वन्ति ओ हो तथा वा ह ह ह ह्म् ह ह ह ह

ओ हो यदा अहम् आगच्छामि कृपा कृपया सा सः सर्वान् दर्शयतु एकवारं ह्म्

अय्यो लैफ़्लाङ्ग् मास्तु कदाचित् किं कुर्मः परिवर्तनमपेक्षितं चेत् ह्म् परिवर्तनमपि ह्म् कर्तुं शक्येत तादृशः हा अस्तु अस्तु भोः धन्यवादाः मिलामः